हरि ओम्

हा एवं अहं न करोमि चेत् मम कृते न भवति प्रातःकालादारभ्य अहं पठामि किल तत्र पठने एव अहं मग्नः भवामि कालेज् इत्यादिकम् इदानीमेव समयः लभ्यते अनन्तरम् इदानीं रात्रौ अभ्यासं कर्तव्यम् इति केचन रागाः सन्ति इदानीं हिन्दोळ इत्यादिकं रात्रौ एव सम्यक् करोमि चेत् सम्यक् भवति तदा तदेव रात्रौ एव कर्तव्यं तदर्थम् अहं रात्रौ करोमि अनन्त्तरं सङ्गीतेन सर्वं सर्व सर्वेषु देशेषु समस्तकालेषु अपि सुस्वर नादमयं भवति कुत्रापि रोदनम् इत्यादिकं न भवति ये तु शास्त्रीयसङ्गीतं सप्तस्वरादिकं वेदेन एतत् प्रतिपादितं वेदेन आगतं तदर्थम् अहं रात्रौ एव अभ्यासं करोमि इति मम कृते अस्ति अहं जानामि तव कष्टम् इदानीं शिशुः रोदिति इत्युक्ते इदानीं वैलिन् मध्ये एव सम्यक् वादनं कर्तुं शक्यते इदानीं एम् एस् गोपालकृष्णन् महोदय इति महान् वैलिन् विद्वांसः आसीत् सः तु वैलिन् वादनमेव बहु सम्यक् करोतिस्म एम् एस् सुब्बलक्ष्मिवत् सः वैलिन् वादने चतुरः सः वैलिन् वादयति चेत् सर्वेऽपि श्रु श्रुण्वन्तिस्म तस्य वैलिन् वादनं तु वेणुवादनरीत्या आसीत् इति सर्वेपि वदन्ति इत्युक्ते तावत् मधुरतया सः वैलिन् वादयतिस्म कठोरं किञ्चिदपि न वर्तते तस्य मोहनरगम् इत्यादिकं तावत् मधुरतया वादयति वेणुवादनमेववत् भवति इति वदन्ति तथा अहं तेषां शिष्यः शिष्यः नरसिंहमूर्तिमहोदयस्य तदर्थम् अहमपि तथैव सम्यक् अभ्यासं करोमि तदर्थं शिशुः कृते किम् किमपि न भवति तावत् मधुररीत्या अहं वादयामि इदानीमेव समयः वर्तते अनन्तरं समयः मम कृते न भवति पु पुनः प्रातः उत्थाय कालेज् गन्तव्यं तदेव पठनीयं तदर्थम् अहं इदानीम् अभ्यासं करोम्येव दशवादनोत्तरं द्विघण्टात्मकम् अहम् अभ्यासं करणीयमेव मम महोदय अपि उक्तवान् इदानीं त्वं सीनीयर् अस्ति तदर्थं द्विवा द्विघण्टा त्रिघण्टात्मकम् अभ्यासम् आवश्यकम् इति तदर्थम् अहं कुर्वन् अस्मि इदानीमेव कर्तुम् अहम् इच्छामि अस्तु अस्तु अस्तु अस्तु अल एकनिमिषम् एकनिमिषम् अहं न्यूनस्थरे एव करोमि सङ्गीतमित्युक्ते मालिन्यमिति मा करोतु सङ्गीतमित्युक्ते नादमयमिति करोतु अहमपि सम्यक् वादयामि तवापि पासिटिव्